वित्तकोशान् विहाय अन्येषु जनाः ऋणार्थं तमिळ्नाडु पवर् फ़ैनान्स् कार्पोरेशन् अथवा तमिळ्नाडु ट्रान्स्पोर्ट् डेवलप् काप् डेवलप्मेण्ट् कार्पोरेशन् अथवा व्यक्तिगत ऋणार्थम् अपि ए जनाः सन्ति तत्र गत्वा जनाः ऋणार्थं गच्छन्ति बहूनि जनाः अपि स्वयम् एव ऋणधनं दत्तः दत्तः अतः जनाः ऋणार्थं गच्छन्ति